सप्तचत्वारिंशत्युत्तरनवदशशततमं वर्षम् आगस्ट् मासः पञ्चदशः दिनाङ्कः नवाशीत्यु्ततरनवदशशततमं वर्षं जून् मासः द्वादशः दिनाङ्कः विंशत्युत्तरद्विसहस्रतमं वर्षं मार्च् मासः तृतीयः दिनाङ्कः द्वाविंशत्युत्तरद्विसहस्रतमं वर्षं नवम्बर् मासः चतुर्विंशतितमः दिनाङ्कः सप्ताशीत्युत्तरनवदशशतमं वर्षं जून् मासः एकविंशतितमः दिनाङ्कः